इदानीम् अस्माकं भारतीयानां कृते गौरवस्य विषयः वर्तते यत् चन्द्रयानतृतीयस्य प्रक्षेपणम् इदानीम् एव गतदिवसे जातं चन्द्रमा उपरि चन्द्रयानस्य प्रक्षेपणं सफलीजातं तथा च ततः या सूचनाः प्राप्ताः ताः सूचना अपि अस्माकं कृते अग्रिम अग्रिमकाले कीदृशम् इतोपि वैज्ञानिकक्षेत्रे नूतनं करणीयम् इत्यस्य कृते प्रेरणापूर्वकम् अस्ति इदानीं चन्द्रयानतृतीयप्रक्षेपणेन न केवलं भारस् भारतस्य गौरवं वर्धितम् अपि तु विश्वस्य मानसपटले अपि भारतस्य या स्थितिः अस्ति यत् चित्रम् अस्ति तत् विशिष्टतया तत्र जातं अतः गौरवास् गौरवास्पदम् इदं क्षणमासीत् अतः भारतीय भारतीयः अस्मि इति गौरवम् अपि अनुभवामि